गतवर्षे मे प्रियसख्याः स्नेहानाम्न्याः मरणं सञ्जातं तत्र सा यकृत् सम्बद्धव्याधिना पीडिता आसीत् तत्र अनिरीक्षिततया तत्र कदाचित् सा चिकित्सालयं गतवती तत्र उदरवेदना अस्ति इति हेतोः तत्र चिकित्सा प्रदानसमये तत्र वैद्याः अवोचन् यत् एवं तत्र कश्चन व्याधिरस्ति तत्र चिकित्सां तु दद्मः परं तत्र व्याधिपरिहारः भवति वा न वा इति न जानीमः इति एवं षण्मासाः वा अष्टमासाः तत्र तस्याः चिकित्सा जाता तथापि तत्र दैववशात् सा दिवङ्गता एतत् अविस्मरणीयं वृतान्तं संजातम्